मम कारयानचालकस्य व्यवहारः बहु सम्यगस्ति बहु सन्तोषम् अनुभवामि नूतनप्रदेशे अहं किमपि न जानामि सः तु सर्वं जान् जानाति इति मन्ये मया यत्र गन्तव्यं तत्रैव मया आप्तम्